अस्माकं प्रान्ते पूर्वं यात्रार्थं गन्तुम् उत्तमयानानि व्यवस्था वा

न आसन् तावत् उत्तमं न भवति स्म पूर्वं तु जनाः अधिकतया लोकयानेन अथवा धूमशकटयानेन गच्छन्ति स्म अधुना तु अस्माकं प्रान्ते कार् यानानि स्वीकृत्य जनाः यात्रार्थं गच्छन्तः सन्ति यदी चतुश्चक्रवाहनं स्वीकृत्य गच्छामः यत्र कुत्रापि गन्तुं शक्नुमः यत्र इच्छामः तत्र स्थगितुम् अपि शक्नुमः अतः अस्मिन् प्रान्ते अस्माकं प्रान्ते अधुना बहवः चतुश्चक्रवाहनानि नाम कार् यानानि स्वीकृत्य एव यात्रार्थं गच्छन्तः सन्ति किमर्थं नाम तत्प्रयाणं सुखकरं भवति